मम गृहे उद्यानस्य निर्वहणं कर्तुम् अतीव कष्टम् अनुभवितुं शक्यते कुतः इत्युक्ते तत्र मशकाः अतीव सन्ति इति कारणात् तत्र प्रचालयितुं न शक्यते तत् सम्यक् रीत्या परिपालनार्थं तत्र निट् इत्यादिकम् आवश्यकं भवति अनन्तरं जलव्यवस्था सम्यक् कुर्यात् कर्तव्यं भवति अनन्तरम् एतादृशकरणेन एव मशकाः इत्यादयः प्राब्लम्स् निवारणं कर्तुं शक्यते एवं मम उद्याने अतीव सन्तुष्टम् अनुभवितुं शक्यते कुतः इत्युक्ते तत्र पुष्पाणि बहूनि सन्ति अनन्तरं चित्रचित्रपुष्पाणि सन्ति इति कारणात् अतीव प्रकाशं भवति परन्तु गन्तुं न शक्यते मशकाः इत्यादयः इन्सेट् कारणात् एवं तथा इदं भवति मम उद्याने तत् सम्यग्रीत्या परिपालनं क्रियते चेत् मशकाः इत्यादयः प्राब्लम्स् निवारणं कर्तव्यम् अनन्तरं सम्यक् जलं स्थापयितव्यम् अनन्तरं सम्यक् परिपालनीयम् एतादृशं क्रियते चेत् उद्यानं सम्यक् भवति